अस्माकं केरळराज्ये तु बह्व्यः नद्यः पुनः सांस्कृतिककार्यक्रमाः च सन्ति ये अन्ये राज्ये तादृशं न भवन्ति पुनः अस्माकं तु मन्दिराणि तान्त्रिक विधिप्रकारेण मन्दिरेषु पूजादिकं सर्वं कुर्वन्ति अन्यत्र तु तादृशं न दृश्यते यतोहि अन्येषु स्थानेषु तत्र सर्वेपि प्रविश्य तत्र तत्र ईश्वरस्य अपि बृहदाकाररूपेण तत्र प्रतिबिम्बः सर्वं वर्तते किन्तु केरलराज्ये बहु लेखः लोहः प्रतिबिम्बाः सर्वं वर्तन्ते तदपि बहु पूजां कृत्वा एव बहु तत्र अन्ये सर्वं तस्य समीपे तेषां समीपे गत्वा तत्र स्पर्शनं वा किमपि कर्तुं न शक्यते तत्र प्रभावः बहु वर्तते इति मन्ये सर्वे तेषां विग्रहाणाम् इत्युक्ते प्रतिबिम्बानाम् अतः तत्र तेषां एतद् केरलराज्यस्य एव वैशिष्ट्यं वर्तते पुनः अत्र बहु विनोद यात्रां कर्तुं मनोरञ्जनपूरकस्थानानि बहु वर्तन्ते